नृत्यम् अभिरुचिरूपेण अनुसर्तुं महिलाभ्यः इदानीन्तनकाले इदानीनतनसमाजे प्रोत्साहः वर्तते एव तद् विशेषतया बाल्यकाले पितरौ प्रोत्साहनं कुर्वन्ति ये नर् न बाला बा बालिकाः नृत्यम् इच्छन्ति तेषां विषये बहुत्र पितरौ प्रोत्साहनम् आरम्भे कुर्वन्ति किन्तु यदा बाल्यकालतः ते किञ्चित् जेष्टाः भवन्ति एकं तु पठननिमित्तं पठनार्थम् एतस्य स्थगनं भवति यतः पठने इतोऽपि समयः दातव्यः भवति इति कारणेन अत्र अन्य एतादृश अभिरुचीन् निवारयति अभिरुचीणां निवारणं कुर्वन्ति पितरौ द्वितीयविषयः अत्र सामान्यं नृत्यम् इति वयम् अस्माकं शास्त्रीयनृत्यं यदि बालिकाः कुर्वन्ति तत्र धनव्ययः अपि बहु अधिकं भवति तत्र आभरणानि क्रेतव्यानि भवन्ति नूतनवस्त्राणि प्रति कार्यक्रमेषु अपि आवश्यकानि भवन्ति अतः धनव्ययः बहु अधिकं भवति इति कारणेन तस्य तद् ये शक्नुवन्ति ते एव अग्रे नयन्ति नो चेत् पितरौ तद् निमित्तमपि स्थगनं कुर्वन्ति पुनः पठनार्थमपि धनव्ययः भवति अतः बहुत्र पितरौ धनस्य तद् निमित्तम् ते दातुं न शक्नुवन्ति इति कारणेन तावद् धनं व्ययं कर्तुं न शक्नुवन्ति इति कारणेन प्रोत्साहनं न कुर्वन्ति पुनः एकं तु नर्तनम् इत्युक्ते एका वयोमितिः अपि कदाचित् तस्यापि एका समस्या भवति यतः एका बालिका महिला यदा शिशोः जननं भवति माता भवति तदा तस्य आकारस्य अपि तत्र विकारः भवति तत्र सुष्ठु आकारः न भवति इति कारणेन सा स्वयम् नर्तनं कर्तुं स्थगनं करोति बहु विरलाः महिलाः एव अग्रे अपि नयन्ति नृत्यं कर्तुम् यतः तत्र एकः सुष्ठु आकारः आवश्यकः भवति पुनः धनव्ययः भवति अनन्तरं तत्र पुनः स्पर्धाः अपि अधिकाः भवन्ति एव इति कारणेन समस्याः भवन्ति एताः इच्छन्ति चेदपि कदाचित् गृहे एव ते कुर्वन्ति सर्वेषां पुरतः समाजे नृत्यं न कुर्युः इति भवितुम् अर्हति